अत्र संस्कृतविषयकाः सामान्याः अपकल्पनाः के इति प्रश्नः अस्ति

अपकल्पनाः इत्युक्ते संस्कृतविषयकाः नाम तत्र सामान्य अपकल्पनाः भवन्ति एव किमर्थमित्युक्ते इदानीं संस्कृतभाषायां तावता तावता इदानीमपि इदानीमेव वर्धमाना अस्मि अस्ति प्रथमं तु अहमपि श्रुतवान् बहुविषयान् बहवः जनाः वदन्ति संस्कृतभाषा किम् अस्ति अस्माकं व्यवहाराभाषा तु अस्ति एवं हिन्दी अपि अस्ति अथवा अस्माकं कन्नडे वा कन्नडं कर्नाटकराज्ये वा भवतु अस्माकं कन्नडभाषा अस्ति सम्भाषणं कर्तुमपि कन्नडभाषा इति संस्कृतस्य लाभः किम् अस्ति संस्कृतभाषणेन किं किं भवति किमपि न भवति एतादृशमपि वदन्ति अहमपि बहु श्रुतवान् परन्तु संस्कृतभाषा यतो हि अस्माकं देवभाषा वर्तते सांस्कृतिकभाषापि देवभाषा वर्तते संस्कृतभाषया अस्माकं संस्कृतिः अपि वर्धते एतादृशं इत्यनेनेव वयमपि संस्कृतमिदानीं पठन् पठन्तः स्मः वयमपि बहवः बालकाः जनाः अत्र शृंगेरिपरिसरे परिसरे अपि वयं पठन्तः स्मः नन्तरं बहवः जनाः वदन्ति संस्कृतभाषया किं लभ्यते अस्म् अस् अस्माकं कृते किं लभ्यते अस् अस्मभ्यं किं लभ्यते इति पृच्छन्ति बहवः अनन्तरं बहवः तद् अवहेलनमपि कुर्वन्ति संस्कृतभाषायाः किमर्थमित्युक्ते तेषां मनसि कथं भवतीति अहमपि न चिन्तये अहमपि न जा अहमपि न जानामि तेषां मनसि कथं विचारः वर्तते इति एतादृशमपि अवश्यं वदन्ति एव एतादृशाः अप अपकल्पनाः बहवः वर्तन्ते एतावत् एतावत् विचारम् अहं जानामि एतावद्विचारमहं जानामि एतादृशविचारमहं जानामि अत्र समाप्तम्